आम् नमोनमः आ अस्ति अस्ति आम् आम् वदन्तु हा पूर् हा जनसंरक्षणविषये हा हा हा पूर्वं कि कियद् स्वीकृतमासीत् नवदश ओ तावत् तत्र प्राजेक्ट्मध्ये किमस्ति

अस्तु आम् आम्

इद इतोऽपि अधिकं भवति किय कियत् चिन्तयन्ति अस्मद् आस्मद् पक्षतः कति प्राप्तव्यम् इति चिन्तयति एवं वा तद् अन्यत्र कुत्रापि संस्थातः इत्युक्ते अत्र सामूल्य प्रचाराः सन्ति तादृश स्थानादृशी वक्तुम् अर्हति वा तदर्थं परिश्रमं कृतं वा

एवं वा अस्तु एवं कार्यं करोतु भवत्याः दत्ताम् एकां पत्रिकां प्रयच्छयन्तु तदा तत्र अस्माकं सम्मतिं पुरतः अहम् समर्पयित्वा तत्र चर्चा किमपि कृत्वा ते अनुमतिः अहं द ददामि चेत् तत्र पश्यामः तद् ह न अहम् एवं सर्वं सम्यक् भवित्वा इति न जानी जानीया किन्तु भवतीं प्रेषयन्तु वयं पश्यामः हा अस्तु अस्तु हा अस्तु अस्तु भवतु नाम